हरिः ओम् नमस्ते आम् अस्मि अहं योगशिक्षकः किमावश्यकम्

अस्तु महोदय कृपया पृच्छन्तु

निश्चयेन निश्चयेन स्थौल्यनिवारणार्थम् सूर्य सूर्यनमस्कारस्य अभ्यासः अतीव लाभदायकः वर्तते तद् आ सूक्ष्मव्यायामः इत्यस्ति सूक्ष्मव्यायामस्य अनन्तरं सूर्यनमस्कारः कर्तुम् अर्हति सूर्यनमस्कारं कर्तुम् अत्रैव आगन्तव्यम् प्रशिक्षणं दत्वा एव तस्य अभ्यासः क्षेमकरः इति मया उच्यते दशदिनात्मकं प्रशिक्षणं भवति अत्र तु गत्वा आगन्तुं शक्यते अस्माकम् प्रशिक्षणं स्वीकृ प्रशिक्षणं दशदिनात्मकं भवति घण्टाद्वयम् अत्र अस्माकं क्षेत्रे आगत्य कार्यं करोति सूर्यनमस्कारम् एवम् अन्यान्ययोगासनमपि भवति तत्र तु आहार आहारव्यवस्था अपि भवति निश् निश्चयेन निश्चयेन अस्ति निश्चयेन अस्ति दशदिनानां प्रशिक्षणं भवति तत्र भवान् प्रतिदिनं योगासनमपि कर्तुं शक्नोति अन्यान्यव्यायामाः अपि भवन्ति आहारचिकित्सा अपि अस्ति आहारस्य डयट् रूल्स् इत्युच्यते किल तद्वारा अपि कर्तुं शक्यते

आ सूर्यनम सूर्यनमस्कारे द्वादश विधानानि सन्ति सप्त आसनानि सन्ति तेषां वे वेगेनापि कर्तुं शक्नुवन्ति भवन्तः श्वासोच्छ्वासद्वारा अपि कर्तुं शक्नुवन्ति प्रत्येकस्य आसनस्यापि तत्र अन्तिमस्थितौ तत्र भाव्यम् एवं भवति अन्ये विचाराः अपेक्षिताः वा निश्चयेन निश्चयेन तत्र प्रथमं भवन्तः आगच्छन्तु सूर्यनमस्कारमपि मधुमेहनवारणार्थं उपयोगाय भवति एवं ट्विस्टिन्ग् आसनम् इति कथ्यते किल वक्रासनम् मत्स्येन्द्रासनम् इत्यादि आसनानाम् अभ्यासेनापि स्थौल्यनिवारणमपि भवति मधुमेहस्यापि निवारणं भवितुम् अर्हति अस्तु महोदय धन्यवादः धन्यवादः